विद्यालयेषु पाठ्येतरक्रियाः बह्व्यः सन्ति यथा द्विविधाः स्पर्धाः क्रीडाः यथा कबड्डि अस्ति क्रीडा क्षेत्रे कबड्डि अस्ति क्रिकेट् अस्ति फ़ुट्बाल् अस्ति वलिवाल् अस्ति इत्यादयः एवमेव स्पर्धाक्षेत्रे श्लाकापिक्ष अस्ति तत्र बहवः पुरस्काराः अपि दीयन्ते परन्तु मया तत्र कदापि भागः न गृहीतः सम्भवतः अहं बाल्यकाले एव अस्मिन् क्षेत्रे भागं गृहीतवान् परन्तु साम्प्रतिके काले अहं कदापि न गृहीतवान् एतस्मिन् क्षेत्रे यथा क्रीडा अस्ति क्रीडायां ये जनाः यः यः स्मः अथवा यः यः कीडा कीडकः अस्ति यदि सः जयते तदानीं तस्मै पुरस्कारः दीयते यथा धनम् अपि भवितुं शक्नोति अन्यत् अपि पुरुस् पुरस्कारः भवितुं शक्नोति एवमेव यथा शलाकापरीक्षा अस्ति तत्रापि यः जेता भवति तस्मै धनम् अपि दातुं शक्यते अथवा अन्यत् किमपि दातुं शक्यते यथा बेङ्लूरु नगरे यदा कीडाः तथा स्पर्धाः भविष् भवन्ति तदानीं तत्र धनं दीयते धन्यवादः